किञ्चित् कालं पूर्वं मम कृते एका माता आगत्य उक्तवती मम तु एकः एव बालकः अस्ति सः बहु लघुबालकः वर्षद्वयम् इति चिन्तयति तस्य कृते भवती पट्टु काञ्चीवरं पट्टु चोलः निचोलः सीवनं करणीयम् इति उक्तवती पश्यामः चेत् बालकः बहु लघुबालकः वर्षद्वयं सः मेशर्मेण्ट् कर्तुम् अपि न अङ्गीकृतवान् बहु कष्टमासीत् परन्तु अहम् सर्वं मेशर्मेण्ट्स् अपि स्वीकृत्य अहं सीवनं प्रारम्भं कृतवती परन्तु सा उक्तवती किञ्चित् एम्ब्राय्डरि अपि आवश्यकं प्लीत्स् अपि आवश्यकं पप् स्लीव्स् आवश्यकं बहूनि सन्ति सा उक्तवती अहं लघु लघु चोलः सीवनं करणीयं लगू पट्टु पावडा करणीयम् तत् फ़िट्टीङ्ग् अपि बहु सम्यक् भवतु इति सा उक्तवती अतः अहं बहु कष्टम् अनुभूय अहं सीवनं कृतवती परन्तु एकः मुख्यः विवाहः अस्ति विवा विवाहस्य कृते पट्टु चोलः निचोलः आवश्यकम् इति उक्तवती अहं सिद्धं कृत्वा सर्वं सिद्धं कृत्वा कृतवती विवाहे तस्याः सर्वाः बान्धवाः सर्वे अपि बहु सम्यक् अस्ति बालकस्य कृते च एषः चोलः निचोलः बालिका रूपेण अस्ति बहु सम्यक् इति सर्वे उक्तवन्तः इति सा माम् सम्पर्कं कृत्वा उक्तवती अहमपि बहु सन्तोषं प्राप्तवती इदानीमपि तत् वस्त्रं मम कृते अस्ति इति सा मम कृते उक्तवती अतः तत् बहु कष्टकरं वस्त्रम् इति अहं चिन्तयामि परन्तु बहु सन्तोषम् अनुभूतवती अहम् अपि